अहं कोवैनगरे गान्धीपुरे म वसामि कोयमुत्तूर्तग म पोळ्ळाचि मार्गे मलमिच्चम्बट्टी इति एकं स्थानमस्ति इति पश्यति चेत् एक पञ्चादशकिलोमीटरेव भवति एकवारं एकत्र एकादशवादाने एकं मेलनं मम व्यापारमेलनमासीद् आद् मो विंशतिलक्षं म व्यापारम् अहम् एक घण्टा द्वयपूर्वं प्रसिद्धवान् परन्तु मार्गे उक्कडं समीपे सेतुकार्यं निर्माणं चलति तदकृते रेडैड डिराई डैरेक्ट् कृत्वा अन्यत् अन्य अन्य मार्गेण् बहुवारं रिडैरेक्षन् कृतवन्तः तदपि ट्राफ़िक्म्ध्ये बहु जाम् अभवत् म विंशतितमः अर्धघण्टाम् एकत्र स्तित्वा स्थित्वा गमनम् इति रीत्या बहु क कष्टम् अनुभूतवान् अनन्तरं विलम्बेन म् अर्ध ओ एकघण्टा विलम्बेन तत्र स्थलं प्राप्तवान् परन्तु तत्र मेलनं समाप्तिः अभवत् ततः मम विंशतिलक्षकं व्यापारं नष्टम् अभवत् इति मार्गशीर् ए ट्राफ़िक् जाम् इति कारणेन मम एकं नष्टम् अभवत्